हरिः ओम् नमस्ते महोदय अहम् अरुणा इति वाटिकागृहं गृहमिति अस्ति फलकं दृष्ट्वा आगतवती एत् एतदेव वा अधः वा उपरि वा गृहम् ह द्वयमपि भाटिका एव अस्तु महोदया विस्तीर्णम् हा द्वयमपि पश्यामि अस्माकं कृते अनुकूलः य् यत् भवति तत् निर्णयं कुर्मः अस्तु विस्तीर्णं कति अस्ति आं प्रकोष्ठाः कति सन्ति महोदय

अस्तु महोदय अ एतद् फ़्लोर् ग्रेनैट् वा टैल्स् वा ग्रेनैट् स्थापितं वा

अस्तु भाटिकाधनं कति वदन्ति भाटिकायाः तथा वा अस्तु पूर्वे कति दातव्यं धनम् अड्वान्स् इति

गृहं द्रष्टुं शक्नुमः वा अस्तु महोदय गच्छाम पश् पश्यामः धन्यवादाः